अहम् अन्धविश्वासविषये अधिकं न जानामि किन्तु समाजे जनाः अन्धविश्वासविषये अद्यत्वे सुशिक्षिते समाजे सत्यपि बहुत्र अन्धविश्वासस्य सद्भावो भूरिशः दृश्यते विशेषतः ग्रामीनक्षेत्रेषु सामाजिकः धार्मिकः आर्थिकः अन्धविश्वासः जनानाम् उन्नतिं वृद्धिं वा मन्दीकरोति कुत्रचिच्च अवरुणद्धि वस्तुतः जनैः विवेकेन भवितव्यम् येन कस्यापि हानिरपि न भवेत् पुनश्च समाजस्य एकतन्त्रेणं संवर्धनं भविष्यति